अस्माकं प्रदेशे विद्युदः समयः इति नास्ति यदा इलाकजनाः इच्छन्ति तदा निर्वापनं करोति बहुधा बुधवासरे विद्युदः व्ययः व्ययः भवति विद्युदः जीवनरेखा इति मम भासते विद्युदः नास्ति चेत् गृहकार्यं बहु क्लिष्टकरं भवति ग्रीष्मकाले व्यजनं न चलति चेत् बहु घर्मः भवति रात्रौ विद्युदः नास्ति चेत् मषकाणां सङ्गीतं श्रूयते दीपं विना कार्यंम् अपि कठिणं भवति क्षेत्रे ग्रीष्मकाले विद्युदः नास्ति चेत् पादपस्य जलम् अपि न लभ्यते अद्यतनदिने सर्वम् अपि विद्युत् चालितं यन्त्रम् एव भवति अतः विद्युत् विना यन्त्रस्य उपयोगं कर्तुं न शक्यते वृष्टिकाले अपि विद्युत् विना सर्वकार्यं कठिनम् एव मेघाः सदा आकशे दृश्यते चेत् सूर्यस्य किरणं न लभ्यते अतः दिने अपि रात्रौ इव भासते अद्यतनदिने ऋतुः किमपि भवेत् किन्तु जीवनं सदा सर्वदा विद्युत् विद्युदः विद्युत् विना क्लिष्टकरः एव